न्यायालयसम्बन्धपत्राणां प्राप्तेः विषये मह्यं विशेष अनुभव नास्ति परं मया ज्येष्ठानां सकाशात् श्रुतमस्ति यदा वयं न्यायालयतः पत्रं प्राप्तव्यं चेत् अफ़िडविट् इति किञ्चित् देयं भवति न्यायालयसम्बन्धिपत्राणि सर्वाणि एकत्र एव उपलभ्यन्ते इति समाधान कर विषयः आधिक्येण पत्राणि तालुक् अथवा जिल्लान्यायालयसेवास् कार्यालयं गन्तुं क्लेश नास्ति परं पत्रं प्राप्तौ केचन क्लेशाः अनुभूयते सेबी पत्राणि प्राप्तुं किञ्चित् कष्टं वर्तते इति मया श्रुतम् अस्ति